हरिः ओं जी कथं सन्ति भवन्तः आम् अहमपि सम्यक् अस्मि मम पुत्रः कथम्

अहं विष्णुः अस्ति कलु तस्य पिता अस्मि हा जि एव मम पुत्रः कथं तस्य अद्य अध्ययनं कथमस्ति अध्ययनविषये ओ

तद् गृहे अपि सम्यगस्ति पठनपि सम्यक् करोति रात्रौ द्वादशवादनपर्यन्तं पठति

कक्षाकाले कथमस्ति तस्य विषये किञ्चित् कक्षाकाले किं किं तस्य विषये विषये किञ्चित् वदन्तु कक्षाकाले ह किं किं करोति कथमस्ति एवं सर्वं वदतु

च निद्रादिकं करोति वा ओ ओ न न गृहे सम्यक् अध्ययनं करोति सः सम्यक् प्रतिदिनं

सम्यक् न मत्लब् त्यक्त्वा त्यजति वा कक्षां गृहे तत् सर्वं तस्य कोर्स् अपि समाप्तमस्ति वदन् सः वदति प्रतिदिनं मम कोर्स् अपि समाप्तमस्ति किं पठनपि सम्यक् कुर्वन्नस्मि एवम् आ आं भवतां विषये तु सर्वं सम्यगस्ति आचार्यः अपि सम्यक् पाठयति किन्तु नैव शिरसः उपरि गच्छति शिरसः उपरि

एवमेव वदति सम्यक् नावगम्यते एव मम कृते सर्वं शिरसि उपरि गच्छति कथं करोमि आम् आम् आम् आम् आम् आम् आ दोषः यदि दोषं करोति चेत् ताडयन्तु तद् क्लेशः नास्ति न न न न सन्ति यदि स्वास्थ्यम् असम्यक् भवति चेत् तदानीम् आचार्यनिकटे उक्त्वा आचार्यस्य निकटे वदतु यदा सम्यक् अध्ययनं न करोति चेत् सम्यक् ताडयन्तु भवन्तः